नमस्ते हरिः ओम् आगच्छतु आगच्छतु भगिनि कुशलं वा हा अस्माकम् आपणे इदानीं नूतननूतन डिसैन्स् आगतम् अस्ति भवत्याः किं रोचते हा कृपया कृपया उपविशतु बहूनि दिनानि आगता तत् फलरसमेव ददामि स्वीकरोतु भगिनि हा चायम् उष्णजलमावश्यकं वा हा चायं काफ़ी यत्किमपि इच्चति वा हा कृपया उपविशतु भगिनि

अस्तु भगिनि आम् आम् आं भगिनि सन्तोषस्य विषयः भवत्याः षष्यब् षष्ट्यब्दिपूर्तिः अस्ति इति तत् श्रुत्वा महान् सन्तोषः कदा अस्ति भगिनि भवत्याः षष्ट्यब्दिपूर्तिः आगमि मासे सन्तोषस्य विषयः आं भगिनि इदम् इदानीमेव अधुना एव नूतन डिसैन्स् आगतानि सन्ति इदानीमेव अहं सर्वं प्रर्दशीनी मध्ये अहं स्थापितवती मम सेवकम् आह्वयामि सः सर्वं डिसैन्स् आनयति भवतीं दर्शयति भवती किं क्रेतुमिच्छति भगिनि आम् आमामां लक्ष्मीहारं बहु सुन्दरम् अस्ति सुन्दरतया आगतम् अस्ति अहम् इदनीं दर्शयामि हा पश्यतु भगिनि आं भगिनि आं भगिनि रूबी स्टोन्स् मध्ये एव कृतमस्ति प्लैन् अपि अस्ति तद् रूबी स्टोन्स् विना अपि अस्ति संपूर्णस्वर्णा स्वर्णेन निर्मितमपि अस्ति अनन्तरं वज्रेण निर्मितमपि अस्ति भवत्याः किम् आवश्यकम् हा हा अस्तु बगिनी अहम् इदानीमेव दर्शयिष्यामि पश्यतु भगिनि एतद् प्लैन् स्वर्णमध्ये कृतमस्ति एतद् रूबि स्टोन्स् अस्ति एतद् ओ बहु उत्तमं बहु उत्तमम्

हा अहम् इदानीं वदामि भगिनि अस्माकं स्वर्णकारः यो निश्चयेन भवती आस्माकं रेग्युलर् कस्टमर् अस्ति भवत्याः कृते न करोमि चेत् अहं कस्य कृते अहं करिष्यामि निश्चयेन करिष्यामि भगिनि हा अतः एव अस्माकम् आपणं प्रति आगतवती किल हा अस्माकं स्वर्णकारः अस्ति सः बहुचतुरः अस्ति कीदृशं भवती पृच्छति चेदपि सः निर्माय ददाति अतः यत्किमपि आवश्यकं चेत् भवती पृष्टुं शक्यते वयं तु शीघ्रातिशीघ्रं वयं निर्माय भवत्यै दद्मः सम्यगस्ति सन्तोषः सन्तोषस्य विषयः अस्तु भगिनि अस्ति भगिनि अस्माकं कृते जीपे अस्ति फ़ोन् पे अस्ति अकौण्ट् ट्रान्स्फ़र् अपि अस्ति यत्किमपि कर्तुं शक्यते अस्तु सन्तोषस्य विषयः हा जि एस् टि तद् अनिवार्यमस्ति भगिनि तद् गौर्मेण्ट् करोति तादृशं वयं अकौण्ट् मध्ये न आनयामः भगिनि एतद् ट्रान्स्परेन्सि अस्ति अतः हा यथाशक्ति अहं करोमि आं पश्यामि भगिनि भवत्याः यद् रोचते तदहं तथैव अहं करोमि धन्यवादः महान् सन्तोषः भवती आगतवती अस्माकम् आपणं प्रति इति पुनः मिलामः धन्यवादः निश्चयेन आगच्छामि भगिनि आगच्छामि निश्चयेन आगच्छामि धन्यवादः